हरिः ओं ओला एजन्सि खलु एकगण्ठात् पूर्वम् अहं कार् यानस्य आवेदनं कृतवानासं विलम्बः जातः अस्ति अतः इदानीं तस्य आवेदनस्य केन्सल् करोमि